जीविकार्थम् अधुना शोधकार्यं करोमि अधुनापि पठामि अध्यापने मम इच्छा भवति कारणं हि यावत् अहं पठितवान् तत् अन्येभ्यः दातुम् इच्छामि अहमिच्छामि यत् सर्वे एव शिक्षिताः भवेयुः शिक्षा तु सर्वेषां कृते आवश्यकी शिक्षां विना किमपि साधनम् न सम्भवति सर्वत्रैव शिक्षायाः प्रयोजनम् अनुभूयते आचारे विचारे सर्वत्रैव शिक्षायाः प्रयोजनम् अस्ति किन्तु अद्यतने काले शिक्षा अस्ति धनीजनानां कृते न तु दरिद्राणां कृते एतस्मात् अहम् आबाल्यादेव चिन्तयामि शिक्षकरूपेण अहम् आत्मानं नियोजयिष्यामि किन्तु जीवनस्य परिचालनार्थं वृत्तिरपि ग्रहणीया अतः इहम् इयम् वृत्तिकारूपेणापि मया स्वीकृता अस्ति